इदानीं यात्रापत्रप्राप्तौ वसतिगृहरक्षणे यात्रा समय ज्ञाने इत्यादिषु अनेकेषु स्थलेषु अपि दूरवाण्यादि यन्त्राणां महान् महत् योगदानम् अस्ति इत्येव अहं परिभावयामि कुतः इत्युक्तौ इदानीं मया तत्र रेल् यान पत्र प्राप्त्यर्थं पोस्ट् आफ़ीस् अथवा अन्यत् एजन्सि निकटे गन्तव्यम् आसीत् पूर्वम् इदानीम् अहम् अत्रैव उपविश्य उपविश्य ऐ आर् टि सि एप् डौन्लोड् कृत्वा यदा कदा अपेक्षितम् तदानीन्तन तत्र पत्रं रेल् यानपत्रम् अहं प्राप्तुम् अत्रैव कर्तुं शक्नोमि एतेन महद्दूरं अथवा एतेन महान् समयः अवशिष्टो भवति महान् क्लेशः अवशिष्टो भवति अपि च ईदृश व्यवस्था अत्यन्तं सुलभा वर्तते इति अहं परिभावयामि